प्रातःकाले भ्रमणं वा सायं भ्रमणं वा तस्य स्वकीयाः लाभाः सन्ति तत्र लाभाः सन्ति एषां विषये वयम् अत्यल्पं जानीमः परन्तु अस्माकं सर्वेषां कृते एतस्य विषये ज्ञातुम् अपि महत्वपूर्णमस्ति धावनेन भवतः सम्पूर्णशरीरस्य व्यायामः भवति भवतः हृदयेन मस्तिष्के शरीरस्य मांसपेशिभिः भवतः रक्तचापेन च सः अस्य प्रत्यक्षः सम्बन्धः अस्ति धावनं भवन्तं स्वस्थजीवनस्य समीपं नयति धावनेन हृदयम् अधिकं कार्यं करोति धावनेन पादस्नायुः सुदृढाः भवन्ति वजनस्य न्यूनीकरणे अपि सहायकं भवति तदतिरिक्तं रक्तचापः नियन्त्रितः भवति को कोलेस्ट्रोल् स्तरः अपि न्यूनः भवति धावनस्य माध्यमेन अन्ये बहवः लाभाः अपि प्राप्तुं शक्यन्ते परन्तु किं भवन्तः जानन्ति यत् धावनेन अस्माकं मस्तिष्कस्य कार्यक्षमता अपि वर्धते